अहं वस्तुतः ज्यौतिषशास्त्रम् अधीतवान् ज्यौतिषशास्त्रग्रन्थाः बहवः मम गुरुभिः पाठिताः मयापि अधीताः अत्र अचार्यवराहमि वराहमिहिरस्य बृहज्जातकम् इत्येकं पुस्तकं वर्तते तत् पुस्तकं सर्वदा आदरणीयं गौरवार्हं च वर्तते फलज्योतिषे ज्योतिषं वक्तुं ज्योतिषविषये अन्यान् बोधयितुं च अत्यन्तं प्रस्तुतं गम्भिरञ्च पुस्तकं वर्तते बृहज्जातकं तस्मिन् पुस्तके बहवः अध्यायाः सन्ति राशिशील अध्यायः गृहशील अध्यायः एवमादि नष्टजातकाध्यायपर् पर्यन्तं बहवः अध्यायाः सन्ति एकैकस्मिन् अध्याये अपि गमनीयांशाः अनेकाः विषयाः सार्वकालिकाः अत्र प्रस्तुताः वर्तन्ते